अस्माकं क्षेत्रे कृषिकार्यं बहु अत्र अत्र सर्वत्र चलति तत्र तण्डुलस्य उत्पादं भविष्यति अत्र बहवः उद्योगाः प्रचलन्ति पशुपालनं खेती इत्यादयः उद्योगाः अपि अत्र प्रचलन्ति अत्र शर्करा उद्योगः प्रचलति काटन् टेक्स्टैल् अपि प्रचलति तत्र भाति काचित् बह्वयः समस्याः अपि अस्ति सन्ति किन्तु अत्र समस्यानाम् उपरि बहूनां जनानां रोज्गारः प्राप्यते ते जनाः एतेन कारणेन वयं महाराष्ट्रं जि डि बि मध्ये अपि भारतदेशे प्रथमस्थाने अस्ति उद्योगस्य क्षेत्रे स्टील् उद्योगः श शर्करा उद्योगः एते बहवः उद्योगाः अत्र प्रचलन्ति